मम नाम कृष्णा अहम् अहं तव लैब्ररीमध्ये आगदवती तत्र मम कृते एकं व्याकरणं पुस्तकम् आवश्यकं तदानीं तत्र विभागे व्याकरणविभागे तत् पुस्तकं न द्रष्टुं शक्यते तत्र कारणं किम् इति वदन्तु कारणं किम् हा मम मम कृते अष्टाध्यायी एव आवश्यकं किन्तु तत्र व्याकरणम् आ आम् किन्तु तत्र विभागे तत्र व्याकरणविभागे व्याकरणपुस्तकानि नास्ति अन्यत् केचन पुस्तकानि एव तत्र सन्ति साहित्यम् एवं न्याय तादृशपुस्तकानि एव तत्र विभागे सन्तीति अहं मया दृष्टव्यं तत्र व्या आं दृष्टमेव हा परिशोधनमपि कृतं तद् तत्र केचन पुस्तकानि व्याकरणं व्याकरणपुस्तकानि तत्र अस्ति तदा अन्येषां पुस्तकानामपि तत्र स्थापनम् आ अस्ति अस् हा तत्र तत्र कारणं किं मम कृते अष्टाध्यायी अत्यावश्यकं भवति तदेव तत्र हा तत्र कारणं किं लैब्ररि एव तदानीं तत्र सम्यक् विभागे एव पुस्तकानां स्थापनं करणीयम् इति ज्ञातव्यं वा नास्ति मम कृते एकं साहित्यपुस्तकमपि आवश्यकं तस्य विभागे अपि तस्य नाम एकं नाटगमेव अभिज्ञानशाकुन्तलं नाम नाटगमेव मम आवश्यकम् आ अ तत्र तदपि नास्ति अ अन्यस्मिन् एकं केमिस्ट्रि पुस्तकमपि आवश्यकं तस्य नाम मम फ़ोण्मध्ये एव मम नाम इदानीं मम सुहृदः कृते एव तत् पुस्तकम् आवश्यकं केमिस्ट्रि एकं सैन्स् पुस्तकमपि मम कृते आवश्यकं हा आ शास्त्रं नास्ति सैन्स् मम सुहृदः कृते एकं सैन्स् पुस्तकं सैन्स् हा सैन्स् पुस्तकमपि आवश्यकं तदपि तत्र न दृष्टम् हा आम् आम् आम् हा नास्ति तत्र एकं पुस्तकं मम कृते दत्तं तत्र पञ्चतन्त्रपुस्तकं मम आवश्यकं भवति तद् तत्र अस्ति किन्तु अन्य त्रीणि पुस्तकानि तत्र नास्ति तत्र कारणं किं कारणं किम् हा अस्तु अस्तु हा अस्तु अस्तु अस्तु धन्यवादः हाहा धन्यवादः